महोदय इदानीं नूतनमार्गेण एव गच्छन् अस्ति वा तस्य मार्गस्य कन्षक्षन् भवत् अस्ति किल अस्तु इदानीं कदा तत्र प्राप्नोति कति समयं भवान् अपेक्षते वदतु एकवारं मम विलम्बः भवति यदि भवान् विलम्बेन तत्र प्राप्नोति चेत् मम कार्यं कर्तुं क्लिष्टाय भवति अतः वदतु कदा तत्र प्राप्नोति इति